योगेन चित्तस्य पदेन वाचां मलं शरीरस्य तु वैद्यकेन योपाकरोत् तं प्रवरं मुनीनां पतञ्जलि प्राञ्जलिरानतोस्मि आचार्येण पतञ्जलिना योगः योगशास्त्रे योगशास्त्रे योगश्वासोछ्वासतन्त्राणि मानसिकस्पष्टतां विश्रान्तिः सकारात्मकरूपेण क्रमं कथं प्रभावयन्ति इति चेत् आज् यदा योगं भवति यदा शरीरस्य शरीरस्य अवयवाः आन्दोलिताः भवन्ति तदा तन्त्राणि स्वस्य विषयस्य त्यागं कुर्वन्ति एवञ्च मनः मनः अपि स्वस्य स्वस्य स्थितां स्वस्य स्थितं भवति स्वस्थं भवति तदा यः यौगिकः यः यः योगः योगकर्ता स अस्ति तस्य विश्रान्तिः भवति एवञ्च ये नकारात्मकप्रभावाः सन्ति तेऽपि दूरी भवन्ति एवं योगश्वासोछ्वासेन तन्त्राणि मानसिकं मानसिकस्पष्टतां विश्रान्तिः भवति अनेन शरीरस्य एवं बुद्धेः मलं दूरी भवती